वयं तु संसारिणः संसारे सुखदुःखं भ भवेत् वा जयपराजयः भवतु वा मानापमानो भवतु वा एते द्वन्दाः भवन्ति एव तथैव क्रीडायामपि जयपराजयः इति भवति किमर्थं यतोहि एकस्यैव काननस्य पक्षद्वयं वर्तते जयः अपि कदाचित् प्राप्यते पराजयः अपि कदाचित् प्राप्यते उभयोः अस्माभिः तत्र सम्यक्तया व्यवहारः करणीयः यतोहि भगवत् गीतावचनमपि वर्तते सुखदुःखसमे कृत्वा लाभालाभौ जयाजयौ ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि यतोहि कदाचित् अस्माकं जीवने असफलता अपि भवति परन्तु अस्माकं मनसि यदि खेदः भवति क्लेशः भवति तदा कदापि अस्माकम् उत्तरोत्तरवृद्धिः न भवेत् न भवति च अतः असफलतायाम् अपि अत्र के दोषाः विशिष्टाः किं कुत्र प्रयासे तत्र न्यूनता जाता इति विचिन्त्यैव अग्रे वर्धनं भविष्यति अतः असफलतायां अपि क्रीडायां यदा अ असफलता प्राप्यते चेत् तत्र दोषाणां निवारणार्थम् अस्माभिः प्रयासः करणीयः